नमोनमः आर्डर् सङ्ख्या फ़ै फ़ोर् ज़ीरो वन् अस्ति अहं पूर्वं पावभाजि प्लेटद्वयम् इति आर्डर् कृतवती अस् कृतवती तत्र इतोपि अहं खाद्यपदार्थः खाद्यपदार्थाः द्वयम् एड् कर्तुम् इच्छामि तर्हि तत्र वन् कोक् पुनः बटर् मिल्क्द्वयम् अपेक्षते तर्हि तद् अपि योजयित्वा यच्छन्तु अहं रूप्यकाणि पुनः प्रेषयामि